वयं तु माधवाः देवमूर्तीनां निर्माणविषये अस्माकं अस्माकं कृते एव तन्त्रसारसङ्ग्रहः इति श्रिमन्म अस्मन्मतस्य अस्मन्मतप्रवर्तकाः श्रीमन्मध्वाचार्याः तन्त्रसारः ग् सङ्ग्रहः इति ग्रन्थमपि रचितवन्तः अस्ति येषां यथा देवमूर्तीनां निर्माणविषये यादृशम् यादृशं लक्षणं यादृशं नियमान् अनुसरणीयमिति तेभ्यः आदिष्टः तादृशरीत्या वयं देवमूर्तीनां निर्माणविषये पद्धतिः आश्रीयन्ते